अहं ह्यः लास्ट् इयर् लास्ट् वर्षे स्पर्धार्थं कर्नाटकसंस्कृतविश्वविद्यालयं प्रति संस्कृतविश्वविद्यालयं प्रति ग गतवानासीत् तत्र शताधकलीलावती श्लोकान् कण्ठस्थीकृत्वा तत्र विवरणादिकं तत्तु गणितशलाकामासीत् विवरणादिकं दत्वा गणितादिकमपि कृष्णफलकमध्ये दृश् दृष्टं मया दृष्टं अहं सर्वमपि गणितमयं लीलावती इत्य इति गणी गणीतव्य ग्रन्थः अस्ति गणितशलाका प्रति अहं गत्वा तत्र द्वितीयस्थानं प्राप्तवान् अतः बहुसन्तोषं तद्विषये